हरिः ओं नमस्ते भवती का भवत्याः नाम हा वदतु भवत् भवत्याः गृहं नाम भवती निर्माणं कृतवती वा अथवा पूर्वजानां गृहं वा माता दत्तवती इति वा दत्तवती हा भवत्याः कृते लिखित्वा दत्तवती अस्ति वा अथवा केवलं मुखेन भवती स्वीकरोतु इति दत्तवती वा

आं माता अस्ति वा इदानीं जीवति वा

अस्वस्था अस्ति किन्तु जीवति अस्वस्था अस्ति कति वर्षेभ्यः अस्वस्था अस्ति एक एकवर्षतः हा अस्ति तस्याः पालनं कः करोति अथवा का करोति भवती एव करोति भवती करोति किन्तु सहोदरः किं करोति भ्राता

पश्यति इदानीं ब मातुः गृहे मातरं भवती एव पोषयति तत्रैव भवती वासं करोति किल एवमेव किल भ्राता तु अन्यत्र वासं करोति किन्तु एतत् गृहं मम निमित्तम् आवश्यकम् इति वदति किल हा सः केवलं मु मुखेन वदति वा अथवा अन्यत् किमपि दत्तवान् अस्ति वा नोटीस्

पालनं करोति अस्तु हा हा तत् वैद्यस्य समीपं भवती एव नयति किल तस्य रेकार्ड् सर्वम् अस्ति किल डाक्टर् यद्यपि लिखित्वा ददाति अनन्तरं वैद्यस्य कृते यावत् धनं ददाति तस्य रिसिप्ट् सर्वम् अस्ति किल भवत्याः समीपे अस्ति किल हा यदि सः हा किमपि नोटीस् ददाति चिन्ता मास्तु हा वयं तस्य भवत्याः संरक्षणनिमित्तमहं प्रयत्नं करोमि क्लेशः नास्ति करणं मातुः रक्षणं भवती एव करोति किल अतः अतः सर्वस्य रक्षणं भवति चिन्ता मास्तु मिलामः